न केवलम् अस्माकं प्रदेशे अपि तु समग्रभारते प्रसिद्धा वर्तते एका यात्रा संस्था केसरी इति तत्द्वारा मया मम पञ्चमकक्ष्यायां प्रवासः कृतः स च प्रवासः हिमाचलप्रदेशे आसीत् तैः आयोजितः अयं प्रवास अत्यन्त समीचीनतया अस्माभिः समापितः अस्माकं तत्रत्य अनुभवः अत्यन्तं सम्यक् आसीत् तेन सहैव तया संस्थया सः च अनुभवः अत्यन्तं सम्यक् आसीत् तत्र अस्माभिस्सः द्वौ आस्तां तयोः व्यवहारः अत्यन्तं उत्कृष्टः आसीत् तयोः ज्ञानं च अत्यन्तं प्रशंसनीयम् आसीत् अस्माकं कृते भोजनस्य वासस्य च या व्यवस्था आसीत् संस्थया कृता साऽपि उत्कृष्टा आसीत् तत्रत्य अनुभवः अद्यापि मया विस्मर्तुं न शक्यते अतः एतादृश अनुभवद्वारा वक्तुं शक्यते यत् अत्यन्तं सुष्ठु संस्थाः अस्माकं प्रदेशेशु वर्तन्ते इति